नमस्ते चितायः नमस्ते त्वं वदतु भगिनि क्षीरम् अस्ति घृतम् अस्ति दधि अस्ति नवनीतम् अस्ति आं भगिनि मधुराणि अपि सन्ति भिन्नभिन्नमधुराणि सन्ति आं भगिनि पाल्कोवा अस्ति मैसूर्पाक् अस्ति पेडा अस्ति द्वयमपि अस्ति भगिनि वयं बहु न्यूनधनेन एव वयं दद्मः नवनीतं अस्तु अर्धम् अर्धम् अस्तु अस्तु दश दश लीटर् अस्तु भगिनि नीलवर्णः नीलवर्णः किल भगिनि क्षीरं नारङ्गः वा नारङ्गवर्णः वा नीलवर्णः अस्तु घृतं पि अस्ति भगिनी घृतं कति आवश्यकं किलोद्वयं अस्तु भगिनि हा पाल्कोवा घृतं भगिनि बहु सम्यक् अस्ति भगिनि घृतं हा किलो ए एक किलो स्वीकरोतु भगिनि बहु सम्यक् अस्ति अस्तु अस्तु अनन्तरं मधुराणि भगिनि पाल्कोवा अनन्तरं पेडा बहु सम्यक् भवति भगिनि मैसूर् पाक् अस्ति अस्ति भगिनि अस्तु पेडा अपि बहु सम्यक् अस्ति भगिनि लघु लघु पेडा अस्ति मूल्यं बहु न्यूनमेव भगिनि अस्तु अस्तु भगिनि अहं भवत्याः नम्बर् कृते वाट्साप् प्रेषयामि पूर्णं धनं प्रेषणीयम् इति हा अस्तु अस्तु भगिनि अहं वा दिनत्रयम् अनन्तरम् अहं प्रेषयामि भगिनि सर्वं सिद्धं कृत्वा अस्तु अस्तु भगिनि धन्यवादः शुभदिनम्